गायनकाले भावनानां कीदृशं पात्रम् इत्युक्ते यदा वयं एमोश्नल् साङ्ग् गायामः तदा अस्माकं फ़ेस् किञ्चित् स्याड् रूपेण तादृशं भवति रोदनमपि आगच्छति यदा हापिनस् साङ्ग् गायामः तदा हसनं भवति मुखे एवं गायनकाले भावा भावनानां पात्रम् भवति पुनश्च गायनद्वारा तव भावनाः कथम् अपि व्यजन्ते इत्युक्ते एमोश्नल् साङ्ग् गायामः चेत् दुःखेन स्लोमध्ये मन्दं गायामि मयि अनन्तरं यदि सन्तुष्टं साङ्ग् भवति तत्र मुखे हासनं कृत्वा सर्वेषां हसनार्थं सन्तुष्टं भवितव्यं तत् कारणात् मुखे हासनं भवति एवं भावनाः सन्ति एवम् अभिव्यजन्ति क अनन्तरं यदि गीतस्य पर्याप्तवारम् अभ्यासं कुर्वन्ति तर्हि भवन्तः तस्य अभ्यस्ताः ताः भविष्यन्ति